आं रेलयानस्य विषये अहं किञ्चिज्जानामि तद् विवृणोमि रेलयानं वस्तुतः द्विविधं भवति भारवाहः रेलयानम् द्वितीयम् जनान् गन्तव्यस्थलम् प्रापयति तादृशं रेलयानम् तत्र भारवाहः रेलयानम् वस्त्रादिकम् गन्तव्यस्थलं प्रापयति जनानां गन्तव्यस्थलप्रापकं रेलयानं तु जनान् इतः ततः वा कुतश्चिद्वा गन्तव्यस्थलं प्रापयति भारवाहः रेलयानम् दीर्घं भवति तत्र भारवाहः रेलयाने प्रायेण चत्वारिंशत् पञ्चाशत् वा कोचस् भवन्ति परन्तु जन जनानां गन्तव्यस्थलप्रापकं यत् रेलयानम् नाम नाम लोकरेलयानं कथयितुं शक्नुमः लोकरेलयानम् तस्य कोचस् कम्पार्ट्मेण्ट् न्यूनानि भवन्ति यथा विंशतिः त्रिंशत् वा अहम् बहुत्र रेलयानेन अटित्वा प्रवासं कृतवान् यथा हाव्रातः तिरुपतिं गतवान् तिरुपतितः केरलं गतवान् पुनः नागपुरतः देहलीं गतवान् रेलयानेन तथैव देहलीतः पुनः जम्मुकाश्मीरम् अपि गतवान्